नृत्यकार्यक्रमाः अत्र तु विशेष अवसरः इति वक्तुं न शक्यते परं मङ्गलूरुनगरस्य सर्वेषु मन्दिरेषु नृत्यं काले काले भवति एव एवं पुरभवने तथा रामकृष्णाश्रमे निरन्तरं नृत्यपरदर्शनं भवति अत्र तु विशेषतया मङ्गलूरुनगरे यक्षगानः बहु प्रसिद्धः अस्ति जानपदीयनृत्यप्रकारः अस्ति तत्र तेङ्कु बडगु बडाबडगु इति वैविध्यः अपि अस्ति मङ्गलूरुनगरस्य तथा उडुपीपरिसरे अपि देवालयानाम् उत्सवेषु सर्वत्र रामायणमहाभारतादुद्धृताः प्रसङ्गाः प्रसङ्गानां प्रदर्शनः भवति एव